अहम् इदानीं शिवमोग्गानगरे वासं कुर्वन् अस्मि अत्र प्राचीनकालस्य राज्ञः प्राचीनराज्ञः एकः राजावासः अत्र अस्ति शिवप्पनायकमहोदयः शिवमोग्गानगरं शिवमोग्गानगरे अधिकारं कृतवान् अत्र राज्यभारङ्कृतवान् इति ऐतिहासिकमहत्वम् अत्र श्रूयते कर्णाटकक्षेत्रे विजयनगरम् इति महत् संस्थानम् आसीत् तस्मिन् समये एव विजयनगरस्य एकः सामन्तः विजयनगरस्य राज्ञाम् एषः अनुयायी आसीत् भक्तः आसीत् तान् अनुसरति स्म तेषाम् अधिकारम् अनेन अत्र क्रियमाणमासीत् तादृशः एकः शिवप्पनायकः इति अत्यन्तं प्रसिद्धिं प्राप्तवान् एवम् अन्ये च तस्य वंशीयाः अन्ये अपि राजानः अत्र प्राचीनकाले ऐतिहासिक विषयं वक्षामः चेत् तेषां वंशस्य तस्य वंशस्य राज्ञां राज्यभारः अत्र आसीत् इति श्रूयते एवम् अत्र स्माल् स्माल् संस्थानानि लघुलघुसंस्थानानि बहूनि आसीत् स्वतन्त्रसंस्थानान्यपि आसन् इति इतिहासः वदति